नमस्ते अत्र मया देवनहळ्ळिमध्ये इदानीम् अवतरणं कृतं केब् ब् बुक् कृतमासीत् तत्र किं जातम् इत्युक्तौ मया विदेशात् यत् गिफ़्ट् आनीतं मम पत्न्याः कृते तत् तत्रैव अवशिष्टं कृपया दातुं शक्यते वा यदि दीयते तदुपायनं प्रत्यर्पयते तर्हि मम कृते महान् उपयोगः भवति उपयोगाय भवति महान् उपयोगः भवति तर्हि तत् प्राप्तुं किञ्चित् फ़ोन् नम्बर् दीयते वा केब् ड्रैवर् फ़ोन् नम्बर् यच्छतु इति अहं कम्पनीं प्रति प्रार्थयामि